पारम्परिकशिक्षणे वेदाभ्यासः गुरुकुले तथा संस्कृतविद्याकेन्द्रे पाठशालायां च क्रियन्ते पुरातनकाले गुरुकुलव्यवस्था आसीत् तत्र उपनयनानन्तरं वटुं गुरोः साकं त्यक्त्वा आगच्छत् आगच्छन्तिस्म तत्र विद्यार्थयः गुरुसेवां कृत्वा विद्याम् आर्जतिस्म गुरुशुष्रूषया विद्या इति पदं सार्थकं कुर्वन्तिस्म पुनः पाठशालायां सर्वेऽपि सार्वकारीयसहायेन अथवा जनानां सहायेन वा वेदादिकम् अधीत्य संस्कृतं जानन्तिस्म पुनः संस्कृतविद्यालये आधुनिकशैल्या वस्त्रभूषणेन पारम्परिकविद्यां प्राप्नुवन्ति पारम्परिकशिक्षणे स्तराः एवं वर्तन्ते आदौ प्राक् शास्त्री शास्त्री स्नातकाध्ययनं स्नातकोत्तराध्ययनं विद्यावारिधिः तथा च तत्त्वशास्त्रसम्बन्धी अनेकस्तराः विद्यन्ते